मम प्रदेशे पञ्च चलचित्रमन्दिरमस्ति तथा च क्रीडाङ्गणमपि षट् सन्ति उद्यानमपि सप्त तत्र सन्ति परन्तु चलचित्रमन्दिरं तु निःशुल्कं नास्ति द्वयं तु द्वयं क्रीडाङ्गणमस्ति ते निःशुल्कं वर्तन्ते तथा च उद्यानं तु प्रायः निःशुल्कमेव अस्माकं यत् गुणा मण्डलमस्ति मण्डले सञ्जय स्टेडियं नामकम् एकं क्रीडाङ्गणमस्ति तत्र बालकाः क्रीडां कुर्वन्ति एवञ्च चलचित्रमन्दिरेषु चलचित्रं पश्यन्ति तथा च उद्यानेषु ये वृद्धाः सन्ति ते अटनं कुर्वन्ति तथा च तत्र मनः उल्लासार्थं सर्वत्र सम्यक् व्यवस्था वर्तते एवं शुल्कमपि तत्र अल्पमेव भवति अतः तत्र रमणीयं व्यवस्थापि वर्तते